हरिः ओं किम् आवश्यकम् मम आपणे बहवः अस्ति जलम् अस्ति अन्यनत् मद्यपानमपि अस्ति मद्यपाम् अस्ति अन्यत् एकं ब्लूबेवर् अस्ति ऐ बि अस्ति बहवः अस्ति मिलति मिलति निश्चयेन मिलति किन्तु अधिकः धनम् आवश्यकम् अधिकधनं किमर्थम् इत्युक्ते बहवः टेक्स् अपि भवति अनन्तरं टेक्स् मध्ये ते मद्यपानम् एव अपि स्थापयन्ति तदनन्तरम् अधिकं धनं भवति इति भवतां कृते किम् आवश्यकम् इदानीं कस्मिन् दिने कृते भवतां कृते आवश्यकम् इति वदन्तु अहं दास्यामि एकशतं वा तत्तु मिलति भवतां कृते इति मिलति किं किम् आवश्यकानन्तरं हा किं किम् आवश्यकं एकं जलं वा जलकूपः एकम् किम्फापड् इति भवति तद्वयं मिलति ह तद् मिलति शनकापि मिलति तद् न मिलति भोः तद् न न तद् पार्श्वे मिलति तद् तत्र गत्वा पृच्छन्तु तत्र मिलति निश्चयेन मिलति तत्रापि बहु धनानि भवन्ति इति अत्रैव अस्ति खलु किं किम् आवश्यकं वदति इदानीं जलकूपः अपि एकं जलम् एकम् अनन्तरं पापड एकम् चषकः आवश्यकं वा एकं चशकम् अनन्तरम् हा मिलाति महोदय अत्रैव स्थापनीयं महोदय तद् पीत्वा अत्रैव स्थापनीयं आम् आम् ओके अस्तु महोदय धन्यवादः महोदय ओके